पशुभिः सह मम बन्धः समीचीना अस्ति यतोहि अहं बहु प्रीणामि शुनकः गावं गावः प्रीणामि एवं शुनकं प्रीणामि इत्यादि सर्वानपि पशून् अहं प्रीणाम्येव यत् मम गृहे यदा पशुः आसीत् तस्य नामकरणमपि मया कृतमेव आसीत् तस्य कृते समीचीनं नाम राम गुड्डा इत्यादि नाम नामानि दत्तानि आसन् तेषां तन्नामस्य उच्चारणेन ते साक्षात् झटिति एव मम निकटम् आगच्छन्ति स्म तेषां परिपालनमपि मया सम्यक् एव क्रियते तेषां कृते समये समये भोजनम् इत्यादिकं दीयते तेषां चालनम् एकत्रेव भूत्वा तेषु तैः बोर् नाम तेषाम् इच्छा एकत्र न भवति इति कृत्वा अन्यत्रापि कदाचित् नीयते तेषां भिन्नभिन्न आहार आहारादिकम् अस्माभिः द्रियते एवमेव तस्य पालनं मया क्रियते